हरि ओम् भवद्भ्यः ह्यः प्रेषितः विद्यते सः डेलिवरी बाय् तावत् न साधुस्वभावः सः गृहमागत्य तत्र बहिस्थादेव बहुवारं हारन् कृतवान् अस्माकम् अस्माकं वीथ्यां बहुक्लेशः जातः यदा सः अत्र आगतः तेन सम्यगपि न उक्तं केवलं दत्वा धनमपेक्षते इति उच्चैः तर्जयि तर्जित्वा गतः इति कृत्वा एवं क्रियमाणे अस्माभिः पुनः पुनः भवद्भ्यः किमपि आर्डर् न क्रियते